हरिः ओम् नमस्कारः मह्यं शास्त्रीयसङ्गीतम् मह्यं बहु रोचते आधुनिकसङ्गीतं बहु बहु सुलभम् अस्ति आधुनिकसङ्गीतं गातुम् अहं शक्नोमि परन्तु शास्त्रीयसङ्गीतं बहु क्लिष्टमस्ति किं बहु क्लिष्टमस्ति इत्युक्ते शास्त्रीयसङ्गीतं शास्त्रीयसङ्गीतम्म्ध्ये बहूनि सङ्गत सङ्गतिः सन्त् सङ्गतिः इत्युक्ते किं पुनः अस्माकं प्रश्नः सङ्गतिः इत्युक्ते आलापनं सन्ति तत्र शास्त्रीयसङ्गीतमध्ये स्वराः सन्ति प्रथमं प्रथमम् आलापनानि सन्ति आलापनं कथम् आलापनानि गातव्यम् आलापनमध्ये एक्स्प्रेशन् अस्ति गमकम् अस्ति गमकं गमकं कथं गातव्यम् अस्माकं ब बहू साधना अत्यावश्यकं बहु साधना अत्यावश्यकम् एका सङ्गति नास् विना चेत् गा न श्रुत्वा सम्यक् नास्ति बहूनि सङ्गत सङ्गतयः सन्ति स्वराः सन्ति तत्र एक्स्प्रेशन् अपि अस् आवश्यकं तत्र शास्त्रीयसङ्गीतमध्ये स्वराः अनन्तरं साहित्यमपि साहित्यमु तत्र रसाः अपि सन्ति आर्द्रगीतम् अस्ति आर्द्रगीतमपि का कथं गातव्यं आर्द्रगीतम् इत्युक्ते आर्द्रगीतम्म्ध्ये अस्माकं गातृ रूपेण कथं गातव्यम् सङ्गति सङ्गतिद् गमकमस्ति गमकम् इत्युक्ते गमकं कृते कथं साद् साधनं बहु साधना अत्यावश्यकं गमकं कृते सा शास्त्रीयसङ्गीतं सं सङ्गीतम् इत्युक्ते सामान्यं नास्ति बहू अभ्यासं करणीयम् अध्ययनं कर अध्ययनं करण् कर् कृत्वा एव एतत् शास्त्रीयसङ्गीतम् अस्माकं कृते साध सा साधितुं शक्नुमः अतः मम चिन्तनानुसारं शास्त्रीयसङ्गीतं बहु क्लिष्टम् इति मम चिन्तनम्